अयि भो मान्याः अस्माकं प्रदेशे धार्मिकोत्सवाः बहवः भवन्ति युगादि उत्सवः अतः परं वसन्तनवरात्रिः नवरात्रिः उत्सवः अतः परं शरन्नवरात्र्योत्सवः तदनन्तरं गणेशचतुर्थी पुनः दीपावली एवं बहवः उत्सवाः भवन्ति सर्वेषु उत्सवेषु भगवन्तम् उद्दिश्य कार्यक्रमाः भवन्ति इदानीं प्रसिद्धतया प्रसिद्धतया गणे भाद्रपदमासे गणेशचतुर्थी इति उत्सवः भवति पुनः नवरात्रौ नवदुर्गानां पूजादिकं भवति तदनन्तरं दीपावली उत्सवे नरकचतुर्दशी इति भवति तदनन्तरं लक्ष्मीपूजा भवति तदनन्तरं बलेः पूजा अपि भवति एवम् उत्सवेषु बहूनां देवतानां वा अर्चनादिकं भवति उत्सवावसरे मधुरं भक्षणं भक्षणं भक्ष्याण्यपि क्रियन्ते नैवेद्यार्थम् इदानीं गणेशचतुर्थी उत्सवे अत्र कर्नाटकभाषायां चक्कुली कर्जिकायि पञ्चकज्जाय मूळ्क पायसम् इत्यादीनि खाद्यानि तत्र भवन्ति तत् गणेशं गणेशं गणेशाय समर्प्य अस्माभिः तस्य भोजनादिकं क्रियते एवमेव नवरात्रावपि भिन्नभिन्नखाद्यानि भवन्ति कडुबु इति कथयन्ति तदनन्तरं वटकम् इति कथयन्ति तदनन्तरं पुनः अपूपं भवति एवं बहूनि खाद्यानि एकैकस्मिन् दिने एकैकं खाद्यं भवति एवमेव कृत्वा उत उत्सवानाम् आचरणं भवति एवं भिन्नभिन्नखाद्यान्यपि तत्तद् ऋतुकालसम्बद्धान्यपि भवन्ति तद्दत् ऋतौ तादृशानां भक्ष्याणां खादनं समीचीनं भवति विरुद्धसमये तेषां भक्षणं क्रियते चेत् स्वादु न भवति अतः एवं बहूनि खाद्यानि व उत्सवेशु अत्र भवन्ति इदानीं फलानां बहूनां फलानां कर्तनं कृत्वा आलोढनं कृत्वा

एवं धार्मिकोत्सवसम्बद्धानि सम्बद्धानि खाद्यानि बहूनि भवन्ति उत्सवेषु भिन्नानि भिन्नानि भवन्ति एवमेव धार्मिकोत्सवः अत्र अस्माकं प्रदेशे आचर्यते इति उक्त्वा विरमामि